अस्मिन् प्रदेशे पाड्दनाः सन्ति यक्षगानम् अथवा तालमद्दले इति उच्यते यक्षगानम् इत्युक्ते वेषं धृत्वा क करणं तालमद्दले इत्युक्ते वेषं न वेषः नास्ति तत्र एवमेव सङ्गीतं तस्य विश्लेषणं भवति अनन्तरं हिन्दुस्थानी श शास्त्रीयसङ्गीतं कर्नाटकशास्त्रीयसङ्गीतम् अपि भवति पाड्धना इत्युक्ते तत्र अस्माकं संस्कृतेः विषयः तत् बहु भवति एवमेव यदा वपनं कुर्मः तस्मिन् समये जनाः यथा बोर् न भवेयुः तथा वृद्धाः ये सन्ति ते गायनं कुर्वन्तः भवन्ति बहु म्यूज़िकली इट् ईज़् रियली नैस् टु हियर् अनन्तरं तालमद्दले तु बहुप्रख्यातमस्ति अस्माकं पौराणिककथाः स्वीकृत्य ते एकः गायनं करोति अनन्तरं तस्य विश्लेषणं कथां योजयित्वा तस्य विश्लेषणं ते कुर्वन्ति बहुसम्यक् भवति तत्र उच्चारणम् अपि बहु उच्चैः यदा ते वदन्ति वयमेव तत्र गत्वा नृत्यं कुर्मः इति भासते